अहं सामान्यतः सङ्गीतसम्बन्धिनः कार्यक्रमेषु भागं वहामि कर्णाटकासङ्गीतकार्यक्रमे अथवा हिन्दुस्तानी सङ्गीतकार्यक्रमे अपि अहं भागं वहामि किन्तु मम कर्णाटकसङ्गीतम् अतीव इष्टस्य विषयः अतः कर्णाटकसङ्गीतकार्यक्रमेषु अहं भागं वहामि मम रुचिः अपि अस्ति अहं किञ्चिद्वा कर्णाटकसङ्गीतम् अधीतवान् अतः केवलं प्राथमिकस्तरे एव अतः मम रुचिः कर्णाटक सङ्गीतविषये अस्ति एव सामान्यतः शिव्मोग्गानगरेपि तत्र तत्र कर्णाटकासङ्गीतकार्यक्रमाः अनन्तरं हिन्दुस्तानीसङ्गीतकार्यक्रमाः भवन्त्येव अहन्तु अधिकाधिकतया कर्णाटकसङ्गीतकार्यक्रमेषु एव भागं वहामि मम रुचिः अस्ति इति कारणतः अस्तु